हरिः ओम् नमस्ते मध्यानं अस्तु अत्र कानि स्थलानि सन्ति विनोदयात्रायाः अस्तु आद्रिपल्लि इत्यस्य इत्यत्र कानि कार्याणि सन्ति तत् बृहज्जलाशयं वा लघुजलाशयं वा अस्तु अस्तु अहं पश्यामि तत् तत् चित्रं अस्तु वदतु अस्तु अहम् अतीवतात्पर्यवती अस्मि अस्मि अनन्तरं कुत्र गच्छामि गच्छ गन्तुं शक्यन्ते तत्र अत्र प्रसिद्धानि क्षेत्राणि कानि वडक्कुन्नाथक्षेत्रे कः कस्य प्रतिष्ठा अस्ति अस्तु वा अत्र प्रतिष्ठा कः ओ अस्तु शिवः भगवान् वा अत्र अनन्तर्म अन्यक्षेत्राणि कानि क्षम्यताम् अहं न श्रुणोमि क्षेत्रस्य नाम एकवारं वद वदतु अस्तु अत्र कूडन्मणिक क्षेत्रे कः प्रतिष्ठा ओ भरतस्वामि अस्तु अनन्तरं कानि आम् अहम् अदीव तत्पर्यवती अस्मि अत्र अन्यः कानि कार्याणि द्रष्टुं अस्तु

अस्तु एवं चेत् मृगशालायाम् अनन्तरम् अद्रपल्लि इति स्थले च वयं गच्छामः धन्यवादः